भारतस्य अधिकृतभाषा द्वाविंशतिभाषाः सन्ति तत् च आसामी बङ्गाली गुजराती हिन्दी कन्नडं कश्मिरी कोङ्कणी मळयालं मणिपुरी मराठी नेपाली ओडिया पञ्जाबी संस्कृतम् सिन्धी तमिल् तेलगु उर्दू शान्थाली मैथिली तथा च डोङ्ग्री इति एवं एताः भाषाः भारते भाष्यन्ते एव एवञ्च तद् अतिरीच्य भाषाः अपि वर्तन्ते तद् यथा भोज्पुरी भोज्पुरी पुनश्च कश्मीरी तत्र यद्यपि हिन्दीभाषायाः प्रभावः प्रवर्तते तथापि किञ्चित् शब्दः तथा वर्णः च स्वरभेदाः तेषु तेषु विभिन्नभेदे भेदेषु प्रवर्तते इति हेतोः तत्रापि भोज्पुरी इत्यादिकं नामः प्रवर्तते एवञ्च भारतस्य भाषावैविध्य वैविध्यम् केवलं भारते एव द्रष्टुं शक्नुमः न तु अन्यथा अन्यत्र कुत्रापि किमर्थं नाम अस्माकं भारते याः भाषाः प्रयुङ्क्ते प्रयोगं कर्तुं शक्नुमः प्रयोगं कुर्वन्ति जनाः तेषु तत्र तत्र वातावरण इत्यादिकं दृष्ट्वा तद्वत् उच्चारणादिकं भवति इति तद्यथा ओरियाभाषायां यकारस्य उच्चारणं जकारम् इति कुर्वन्ति एवमेव मराठीभाषायाम् ज्ञकारस्य उच्चारणं ग्य इति कुर्वन्ति तत्र सर्वत्रपि वातावरणम् तथा च अत् एतेषु वर्णेषु उच्चारणभेदा भेदे सति उच्चारण वर्णोच्चारणभेदः प्रवर्तते अतः भाषावैविध्यं संपूर्णं भारतेव द्रष्टुं शक्नुमः तथा च तत्र यथा कथञ्चित् यत् स्वौ सौकर्यं भवति तत् सौकर्यम् ते ते जनाः यत्र यत्र निवसन्ति ते एव जानन्ति इति